नमो नमः वैद्यमहाशयः आम् अहं मम गृहतः एव अहं बहिपल्लिप्रान्ते निवसामि किल आम् महोदय तस्य तस्य विषये एव किञ्चित् भाषणं कर्तुमिच्छामि महोदय एषु दिनेषु किञ्चित् आरोग्ये विषये किञ्चित् काचित् समस्या आगता समस्या आगता महोदय न इतोपि अधिकमेव सामान्यज्वज्वरः न हृदये हृदये के पीडा अस्ति महोदय हृदये अस्ति पीडा महोदय नाम अहं सोपानैः अवरोहनम् आरोहणम् यदा यदा करोमि तदा स्वासे अवरोधः एव आं कष्टमस्ति

आं गन्तुं नाम वेगेन मन्दं मन्दं चलनं शक्यते किञ्चित् त्वरा अस्ति इति वेगेन चलामि चेत् चल चलति चेत् पुणः कुत्रापि शरीरे पीडा श्रान्ता भवामि शीग्रम् नास्ति तत् अहं वक्तुं न शक्नोमि मम मैग्रेन् अपि अस्ति पार्श्वशिरोवेदना अपि भवति कलु तदा एव आगच्छति वा कथं सामान्यशिरोवेदना वा इति वक्तुम् कष्टम् महोदय आमां महोदय पृष्ठभागे कदाचित् सा सा समस्या अस्ति पीडा भवति

तादृशं नास्ति परन्तु तत् नाम नाडी वेदना वा नाम मश यदा यदा गृहे कार्याणि अधिकानि भवन्ति तदा आगच्छति खलु सामान्यपीडा सा तत्वा अहं वक्तुं न शक्नोमि परन्तु एकवारम् निमेष द्वयं किञ्चित् एवं स्थगनमिव अभवत् महोदय

अहम् आगच्छामि वा महोदय स्वयम् आम् पुनरेकवारम् आगच्छामि अस्तु

अस्तु अवश्यम् अवश्यम् अहं समयम् अधिकम् स्वीकृत्य आगच्छामि अवश्यम् धन्यवादः महोदय पुनरेकवारम् आगच्छामि अवश्यं